ह अहं डाक्ट् सुभ् अहं डाक्टर् सुभाषचन्द्रमिश्रा वदामि महोदयस्य नाम किम् अस्ति महेन्द्रशर्मा हा हा डाक्टर् सुभाषचन्द्रमिश्रा महोदय महोदय अहं ज्ञातवान् यत् मया मम पुत्रः भवतां विद्यालये एव अस्ति तेषां स्वास्थ्यं सम्यक् तेषां स्वास्थ्यं सम्यक् नास्ति भवान् तद् ह नै कोपि जनः सूचितवान् के तेषां स्वास्थ्यं सम्यक् नास्ति अहं ज्ञातुमिच्छामि जरा तेषां स्वास्थ्यं कथमस्ति भवान् तं दृष्ट्वा अ ह इदानीं स्वस्थः अस्ति परन्तु एतत्पूर्वं तु अहं मया ज्ञातवान् ज तत् तेषां स्वास्थ्यं सम्यक् न आसीत् आम् आं यदा स्वास्थ्यं तेषां सम्यक् आसीत् तस्मै नै मया मया पुत्रः नैन्थ् कक्षायाम् एव अस्ति अस्मिन् समये भवान् तत्र तेषां विषये सूचनां प्रा प्राप्य अनन्तरं मया सूच्यतां सः एव तस्य तेषां नाम निखिलः अस्ति निखिलः निखिलः निखिलः ह निखिलमिश्रा तो तेषां कृते कोऽपि औषध उपचारइत्यादिव्यवस्थां कृतवान् न वा कस्य प्रकारस्य अ रुग्णः अस्ति तेषां न कोऽपि बोमिटिङ्ग् इत्यादि आग् आगच्छति वा अन्या कापि समस्या अस्ति तत्र कण्ठवेदना अस्ति कण्ठवेदना तु तेषां नाय्स्स् अहं यदा मया ज्ञातवान् सः एव उल्टी इत्यादि समस्यातः ग्रस्तः अस्ति यदि सः एव उल्टी इत्यादि समस्यायाः ग्रस्तः अस्ति तर्हि अहं चिकित्सकः अस्मि ओ हा तेषां कृते यदा भवान् नै अहं तु अहं तु आगच्छामि इदानीं इदानीं मम पार्श्वे समयः नास्ति आं काचित् काचित् थर्टी मिनिट् अन्तराले एवं तत्र आगन्तुं शक्नोमि य यदा अहं न आगच्छामि तेषां प्राथमिकचिकित्सा आवश्यकी तेषां कृते प्राथमिकचिकित्सा आवश्यकी वर्तते यदा भवान् तेषां कृते प्राथमिकचिकित्सायाः व्यवस्था हा त् यदा किं प्राथमिकचिकित्सायाः तत्र व्यवस्था आसीत् तर्हि तेषां कृते काचित् ओ आर् यस् इत्यमादेन तेषां पोषयतु अर्धहोरा अनन्तरम् अहं तत्र आगच्छामि नमो नमः पुनः मिलामि